अद्य प्रातः अङ्कसङ्गणकं प्राप्तवान् सङ्कणकं सम्यक् कार्यं कुर्वन् अस्ति स्थापिततन्त्रांशः अपि सम्यक् कार्यं कुर्वन् अस्ति स्पर्शसंवेदिका दर्शकः अक्षराणि स्फुटरूपेण प्रदर्शयन्ति कीलिफलिकम् अपि सम्यक् कार्यं

किमपि क्लेशः नास्ति